अस्माकं समाजः सामाजिकाः नर्तकाः ये किं तत्र सङ्क सङ्घर्षतया कथाम् अहं वदामि इत्युक्ते अहम् इदानीं पञ्चमकक्ष्यातः आरभ्य तत्र कलोल्सवं मध्ये गतवती आसं तत्र अहं यदा किमर्थं कस्मिन् विषये अहं गतवती इत्युक्ते किं म्यूसिक् विषये गतवती आसं तदा एवम् एवम् आसीत् तत्र नृत्यं नृत्यं कर्तुं ये गतवत्यः तेषां तेषां ग्रूप् मध्ये बहु एवमेव उक्तवन्तः इत्युक्ते इत्युक्ते ते जज्मेन्ट् सम्यक् न कृतवन्तः तत्र एकं सङ्गर्षम् अहम् कृतवती क् दृष्टवती इति कथम् इत्युक्ते एवं करोति चेत् कथं तेषां कृते प्रथमस्थानम् आगतम् इति विषये किन्तु अस्माकं यद् भारतीयजनानां नृत्यकलाविषये बहु किं ज्ञानम् अस्ति किन्तु तावत् अन्यप्रदेशीयाणां कृते नास्ति अतः यदा अन्यं देशं गतवान् ते गच्छन्ति तदा तदा एवं बहु किं बहु बहु कार्याणि भवन्ति ततः बहु सङ्गर्षमपि कर्तुं प्रयत्नं कुर्वन्ति अतः तस्मिन् विषये अहं किञ्चित् एव जानामि तदहम् उक्तवती एवं नर्तकानां विषये अपि किञ्चित् किञ्चित् व वदामि तावदेव ता तावदेव जानामि नृत्यविषये तावत् अहं न जानामि किन्तु एवम् उक्तवती